इतिहासस्य विषये मम बाल्यतः भारतदेशस्य असत्यचित्रमेव पाठ्यपुस्तकेषु मुद्रितमासीत् तथैव पाठितमासीत् यदा अहं बाल्यकाले प पठितवान् भारतदेशस्य इतिहासस्य विषये उदाहरणार्थं टिप्पुसुलतानस्य विषये अहं सः वीरः शूरः धीरः इति अहं मतवान् तस्य विषये एका धारावहिका अपि दूरदर्शने आह् समागता प्रसारिता आसीत् अहं प्रतिमासं प्रति भानुवासरं यावत् अहम् अत्यन्तं श्रद्धावान् भूत्वा पश्यामि स्म यदा अहं वर्धितः आसं पाठ्यपुस्तकेषु यम् इतिहासम् अहं दृष्टवान् अतः अपि च पठितवान् तत् सर्वम् असत्यम् इति मया अवगतं कुतः इति चेत् इदानीमपि इदानीमपि अस्माकं सि बि सि पाठ पाठशाला पुस्तकेषु सोश्यल् टेक्स्ट् बुक्स्मध्ये अहं दृष्टवान् मोगल्स् डेवलप्ड् इण्डिया ब्रिटिशर्स् डेवलप्ड् इण्डिया किं पाठयन्तस्मः मोगल्स् डेवलप्ड् इण्डिया कथं भवति कश्चनः विदेशीयः अस्माकं देशस्य अस्माकं गृहस्य उपरि अस्माकं देशस्य उपरि आक्रमणं कृत्वा सर्वान् पीडयित्वा वञ्चयित्वा मारयित्वा तस्य पालनं तस्य भवनानाम् पालनं कृतवान् भवनानि च निर्मितवान् कश्चनः वि विदेशीयाः तादृशाः विदेशीयाः स शतशः वर्षेभ्यः अस्मान् तेषां सेवकान् कृत्वा पालितवन्तः तादृशः इतिहासः मम बाल्यकालेव पाठ्यपुस्तकेषु इदानीमपि अस्ति एन् इ पि ट्वेण्टि ट्वेण्टि आगमनात् पूर्वं विद्यमानं पाठ्यपुस्तकेषु भवन्तः परिशीलयन्तु तत्र सर्वमपि विदेशीयानां पालनस्य प्रशंसा एव अधिकतया दृश्यते शिवाजीमहाराजस्य विषये पाठः पूर्णतया न भवति राणाप्रतापसिंहस्य पाठः पूर्णतया न भवति चेन्नम्मा अहल्या अहल्याबाई एतादृशी एतादृशी वीरवनितानां विषयेऽपि वा वीरपुरुषाणां विषयेऽपि वा पाठाः पूर्णतया न प्रदत्ताः अतः इतिहासः भारतदेशस्य इतिहासः असत्यपूर्णः पाठः पाठः मया पठितः तादृशाः पाठाः मया पठिताः पुर् पुस्तकेषु अपि इदानीमपि ते एव पाठाः दृष्यन्ते अतः फलं किमासीत् देशस्य उपरि श्रद्धा न्यूना जाता देशभक्तिः न्यूना जाता सर्वे विदेशं प्रति गच्छन्ति यतः इतिहासं वयं न जानीमः तर्हि देशभक्तिः कथं उद्भूता भवति भावनायाःजागरणं कथं वा भवति अतः मया पठितः इतिहासः समाजहिताय नासीत् मह्यं न रोचते अस्माकं प्रान्ते सहपङ्क्तिभोजनम् इति तमिल्नाडुप्रान्ते आसीत् पूर्वमेव ग्रामेषु किन्तु ब्रिटिश् जनाः आगत्य ते सहपङ्क्तिभोजनं कृतवन्तः इति अस्मान् पाठितवन्तः अहं तत्रत्यः प्रान्तीयः इति कृत्वा अहं जानामि सत्यं किमिति किन्तु पाठ्यपुस्तकेषु अन्यप्रान्तीयाः किं चिन्तयन्ति अरे ब्रिटिश् जनाः ईक्वालिटि विषये परिपालनं कृतवन्तः समानतया परिपालितवन्तः परिपालितवन्तः इति जनरेशन्स् टु जनरेशन्स् तरं तरं प्रति पाठ्यपुस्तकानांद्वारा पाठः क्रियते किन्तु सत्यं किमस्ति अस्माकं ग्रामीणः कश्चनः वीरः ब्रह्मनायडुः इति तादृशः पुरुषः सहपङ्क्तिभोजनं इति समानता विषये पाठम् आचरणमेव कृतवान् किन्तु पुस्तकानां द्वारा ब्रिटिश जनाः कृतवन्तः गान्धीमहोदयः उक्तवान् एतादृशम् भिन्नाः भावनाः पाठ्य पाठ्यपुस्तकेषु इतिहासरूपेण पाठिताः अतः वास्तविकः इतिहासः भा अपि च भारतदेशस्य इतिहासः अर्थात् केवलम् मोगलजनानां वा ब्रिटिश् जनानां वे जनानां पालनविषये वदन्ति तस्मात् पूर्वम् अस्माकं वास्तविकः इतिहासः भिन्नः अस्ति तत्सम्बद्धाः पाठाः न दत्ताः अतः अहं बहु खेदमनुभवामि अब्ब अस्माकं विद्याव्यवस्था विद्याव्यवस्थायाम् इतिहासानां पाठनसन्दर्भे भारत्सम्बद्धः साहित्यस्य वीरगाथानां विषये एव भवेत् अतः तथा अस्माभिः चिन्तनीयम् इति अहं भावयामि